एवं नूतनवार्ताः ज्ञातुम् अहं फेस्बुक् ट्विट्टर् इन्स्टाग्रां इत्यादीन् अवलम्बे मम परिवारेपि केचन एतान् सर्वानपि उपयुञ्जते परन्तु अत्र याः वार्ताः प्रसृता भवन्ति तास्सर्वाः अपि सत्याः भवन्ति इति नास्ति यथा सत्यं वेगेन तेन माध्यमेन प्रसृतं भवति तथा असत्यमपि मित्याभूताः वार्ताः अपि कैश्चित् कुकर्मभिः तत्र प्रसार्यन्ते के न केवलं सत्यभूताः